अहं प्रतिमासे एकवारं वा नैव द्विवारं मेलुकोट्टे इति क्षेत्रं गच्छामि तत्र देवस्थानम् अ अस्ति तत्र तिरुनारायणस्य देवस्थानम् अस्ति तत् देवस्थानम् श्रीरामानुजाचार्येण अपि एवं स्थपितः अस्ति तन्महा इत् इत् इत् तदर्थमेव अहम् प्रतिवारं तत्र गच्छामि